हरिः ओं हा कः अस्ति कः कस्टमर् कुत्र किं हा कुत्र कुत्र भोः भोः कुत्र स्थापितं कः अस्ति हा कस्टमर् कुत्र एड्रस् ददातु भोः हा एवं एवं वा एवं वा एवं तु न भवति महोदये महोदये एवं तु न भवति अस्माकं तु तत्र पश्यतु हा एवं वा हा कम्प् एतावत् कम्प्लेण्ट् न आगतम् एतादृशं कम्प्लेण्ट् तु नागतमस्माकं प्रति किं कृतवान् सः

तत्र किं शीतलं जातं वा एवं वा तर्हि कम्प्लेन् तत्र एकम् अहम् एकं पार्म् ददामि तत्र कम्प्लेण्ट् सज्जीकृत्य लिखित्वा पुनः साब्मिट् कर्तुं अहम् अहं किञ्चित् कर्तुं नाम इदानीं न एवं तु अस् अस्माकं तु रेपुटेशन् सम्यगस्ति महोदये भवान् भवती जानाति एव अस्माकं तु एतादृशं कम्प् अस्तु अस्तु अस्तु अस्तु अ अहम् एकं कार्यं कर् कर् आं महोदये क्षम्यतां क्षम् किञ्चित् क्षम्यतां सः नूतनः प्रायः कश्चन आगतः सः न जानाति इति भाति अस्माभिः किमपि क्रियते एवमेवम् एवं हा एवमेवम् एवं पुनः किं जातम् अस्माभिः किञ्चित् क्रियते नूतनखाद्यं प्रेष् प्रेष्यते चिन्ता न करणीया हा एवमेवम् एव हा एवं महोदये हा एवमेवं क्षन्तव्यः एवम् अस्तु धन्यवादः हा तत्र अवश्यमेव कम्प्लेण्ट् लार्ज् करोतु अहं तत्र फ़ार्म् ददामि एवमेवम् एवमेवं अस्तु महोदय धन्यवादः